का का भाषयति कल्याणी हा कल्याणी एकवारं मम अहं विद्यालयस्य प्रधानाध्यापिका भाषयन्ती अस्मि हा भवती एकवारं मम प्रकोष्टं प्रति आगन्तुं शक्नोति वा किमपि नास्ति एकवारम् आगच्छतु आम् इदानीमेव आगन्तव्यं

अस्तु अस्तु किम् अत्र अटेण्डेन्स् मध्ये आब्सेण्ट् अधिकमस्ति भवत्याः किं किमपि समस्या अस्ति वा तत्र किमर्थं गृहे किमपि समस्या अस्ति वा नो अत्र विद्यालये किमपि समस्या अस्ति वा नो चेत् अध्यापकाः किमपि पीडयन्ति वा हा हा किं समस्या अस्ति भवत्याः का समस्या

परं केचन परं केचन अध्यापकाः वदन्ति भवत्याः वर्तनं यदस्ति प्रवर्तन तत्तेव सम्यक् नास्ति भवती ज्येष्ठैः सह किं क्रोधेन भाषयति अन्यान् पीडयति छात्रान् मारयति एतत् सर्वं वदन्तस्सन्ति अध्यापकाः एवं वा अस्तु अहं तं शिक्षिकां ताम् शिक्षिकाम् आहूय अहम् एकवारं वार्तालापं करोमि परं भवती अपि प्रतिदिनं विद्यालयं प्रति आगन्तव्यमस्ति अस्तु अस्तु अस्तु एतत् पुनरावृत्तिं यदा न भवेत् तदा अहं पश्यामि भवती चिन्ता मास्तु प्रतिदिनं विद्यालयं प्रति आगच्छतु